हरिः ओं नमो नमः नमः किमिच्छति भवान् आमां किराना स्टोर् किमिच्छति भवान् अस्ति वा पुस्तकं पुस्तकमस्ति लेखनी वगेरे सर्वाणि पदार्थानि अस्ति प्रैस् द्विशतमस्ति पुस्तकस्य एकस्य पुस्तकस्य द्विशतम् अस्ति लेखनी दशरूप्यकाणि दशरूप्यकाणि अस्ति अस्ति पुस्तकं न्यूनं न नास्ति प्रैस् यत्र स्वरूपमेव अस्ति तत् तथैव अस्ति न न न भोः न न शक्यं नास्ति अहमपि अहमपि अन्यः एव अन्येषां कृते अहम् आम् पश्य यदा भवान् इच्छति दशपुस्तकानि तर्हि किञ्चित् न्यूनं प्रैस् जातम् अन्यथा अहं न करोमि

द्वे द्वे पुस्तके तर्हि किञ्चित् अहम् ओन्लि दश दश अपि किञ्चित् अहं न्यूनं करोमि न भो न भो शक्यं नास्ति अन्यत् अन्यत् अन्यद् अन्यत् ममापि किञ्चित् आवश्यकता अस्ति वा होल्शेल् रेट् एकस्य एकस्य एकस्य पुस्तकस्य होल्सेल् रेट् मध्ये अंशः अंशः रूप्यकाणि रूप्यकाणि

भवानिच्छति तर्हि अहं करोमि करोमि करोमि करोमि अहमस्मि अस्मि आं ट्वेन्टो फोर् अवर्स्

धन्यवादः तर्हि हा